अयि भोः तव भवतः आपणात् अहम् एकं स्यूतकं स्वीकृतवान् अस्मि भवन्तः तु पञ्चवर्षपर्यन्तम् भवन्तः तद् उक्तवन्तः समीचीनं भवति इति वर्षम् एव वर्षमध्ये एव तस्य तस्य तस्यस्यूतकस्य चक्राणि ऋतम् अस्ति यदि अस्मान् अस्ति तथैव तस्य जिप् अपि जिप् सम्यक् कर्म करोति यदि बहु चेत् तत्र एव कट् भवति अतः भवतः यत् स्यूतम् अस्ति तत् स्वीकृत्य अस्माकम् अन्यवस्तु दापयतु